आस्तिकनास्तिकरूपेण दर्शनं द्विधा विभक्तमस्ति तत्र ये वेदस्य प्रामाण्यम् अभ्युपगच्छन्ति अभ्युपगम्य तत् वादं प्रस्तुवन्ति ते आस्तिकदार्शनिकाः इत्युच्यन्ते अन्यत्र ये वेदस्य प्रामान्यं नाभ्युपगच्छन्ति ते नास्तिकाः इत्युच्यन्ते नास्तिका दार्शनिकाः इत्युच्यन्ते आस्थिकेषु दर्शनेषु षड्दर्शनम् इति अत्यन्तं प्रसिद्धमस्ति षड्दर्शनानि कानि इत्युच्यते इत्युक्ते साङ्ख्यदर्शनं योगदर्शनं न्यायदर्शनं वैशेषिकदर्शनं पूर्वमिमांसा उत्तरमिमांसा इति षड्दर्शनं भवति आस्तिकदर्शनम् इति एतानि षड्दर्शनानि आस्तिकदर्शनानि तथैव नास्तिकदर्शनेषु प्रसिद्धं बौद्धदर्शनं जैनदर्शनमिति नास्तिकदर्शनं तत्र आस्तिकदर्शनेषु योगः साङ्ख्यः साङ्ख्यदर्शनं योगदर्शनं पूर्वोत्तरमिवांशादर्शनम् एवं वैशेषिकदर्शनं न्यायदर्शनम् इति अस्ति तत्र प्रत्येकं दर्शनेऽपि एकमेव ए प्र प्राधान्यतः एकः विषयः निरूपितः अस्ति किन्तु भिन्नभिन्नक्रमेण ते विषयं निरूपितवन्तः सन्ति यथा उत्तरमिमांसायां तत्र ब्रह्मसत्यं जगत्मिथ्या इत्यादिरूपेण जगतः मिथ्यात्वं ब्रह्म ब्रह्म ब्रह्म एव सत्यं अन्यत् सर्वं माया इत्यादि इत्यादिकं प्रतिपादयन्ति तत्रैव पूर्वमीमांसायां होमः यागः धर्मः स एव कर्मः इति इत्यादिकं प्रतिपादयन् तेन स्वर्गः स्वर्गारूपमोक्षः तत्र प्रतिपादितः भवति तत्र तावत् योगदर्शनेपि योगः आष्टाङ्गयोग इत्यादिना योगरूपेण समाधिः समाधितः समाधिना मोक्षः इत्यादिरूपं गच्छन्ति न्याये अपि तत्रापि पिठरपाकवादिनः पीलुपाकवादिनः इति पक्षद्वयमस्ति तेपि प पदार्थं पदार्थज्ञानेन मोक्षज्ञानम् इति विषयं प्रतिपादयन्ति साङ्ख्यो अपि प्रकृतिः पुरुषः इति रूपेण मोक्षस्य तेषां विषये यदुच्यते तत् ते प्रतिपादयन्ति तत्रैव नास्तिकाः न बौद्धः न नास्तिकेषु बौद्धदर्शनं जैनदर्शनमिति बौद्धदर्शनेपि विभागाः सन्ति माध्यमिकाः शून्यवादीनः इत्यादिरूपेण ते विभागं कुर्वन्ति तेषामपि अन्ततो गत्वा तात्पर्यं मोक्ष एव अस्ति किन्तु तेषां कश्चन क्रमः पद्धतौ महान् भेदः अस्ति आस्तिकदर्शनापेक्षया आस्तिकदर्शनं आस्तिकाः तावत् वेदस्य प्रामाण्यं श्रुतिप्रामाणयम् अभ्युपगम्य विषयं प्रस्तुवन्ति तेन विषयज्ञानेन मोक्षज्ञानं मोक्षः ब्रह्मज्ञानम् इत्यादिकं विषयं प्रतिपादयन्ति नास्तिकाः तावत् बौद्धेषु शून्यं शून्यवादिनः जगत् सर्वं शून्यं ब्रह्म किमपि नास्ति यत् शून्यं शून्यतः पुनः अग्रे इत्यादिकं ते विषयं तेषां वादः ते एवं प्रस्तुवन्ति आस्तिकेषु योगे अपि तत्र भेदाः स् भेदाः भवन्ति पूर्वमीमांसा उत्तरमीमांसायामपि वेदान्तम् उत्तरमीमांसायामपि भेद भेदः अस्ति केचन द्वैतं द्वैतं द्वैतमतम् अभ्युपगच्छन्ति केचन द्वैतमतमभ्युपगच्छन्ति केचन विशिष्टाद्वैतमतम् अभ्यु अभ्युपगच्छन्ति एवं रूपेण भेदः अस्ति आस्तिकदर्शनेषु तावत् सामान्यतः यद्यपि भिन्नभिन्नदर्शनमस्ति पदमपि प्रयोगः अपि भिन्नः भिन्नः अस्ति किन्तु सर्वे प्रायशः सर्वत्र मोक्षरूपः एव विषयः सर्वत्र प्रस्तुतः अस्ति इति एकः विशेषः अस्ति अपि च नास्तिकदर्शनेषु ते वेदं वेदस्य तात्पर्यं श्रुतिमूलकत्वं नास्ति इति कृत्वा ते ता ते आस्तिकाः के नास्ति आस्तिकतः भिन्नत्वं तेषां प्रस्तूयते तथैव यत्र मीमांसायामपि केचन भाट्टमतम् अभ्युपगच्छन्ति केचन गुरुमतम् अब् अब् अभ्युपगच्छन्ति एवं बहुधा भेदेन विषयः विषयः प्रस्ता प्रस्तूयन्ते आस्तिकदर्शनानां तु एकत्रेव तात्पर्यं मोक्षे एव तात्पर्यमस्ति सा मोक्षः भिन्नभिन्नरूपः कदाचित् स्वर्गरूपः स्वर्गप्राप्तिरूपमोक्षः ब्रह्मप्राप्तिरूपमोक्षः समाधिरूपमोक्षः इत्यादिरूपेण विषयाः विषयं प्रस्तुवन्ति नास्तिकाः तावत् श्रुति मूलकत्वं नाभ्युपगच्छन्ति शून्यवादमित्यादिकं प्रस्तूय तेषामपि मोक्षः भिन्नरीत्या कथञ्चित् तेऽपि प्रस्तुं प्रस्थापयन्ति